हरि ओम् अहं बुल्टी वदामि अगर्तला नेताजीचेमोनितः अद्य प्रातः काले अहं भवतां ओला सर्वीस् सेण्टर् मध्ये अहं किम् ऐप् द्वारा कार् अहं किं बुक् कृतवती किन्तु तत्तु कार् अहं आदौ बुक् कृतवती सप्तवादने आवश्यकम् अस्ति मन्दिरं प्रति गच्छामः वयं परिवार सपरिवाराय किन्तु अधुना अहं दृष्टवती अष्टवाद समयः अष्टवादनं अधुना पर्यन्तं भवतां ड्रैवर् न आगतम् अनन्तरम् अहं बहूवारं काल् कृतवती किन्तु स ड्रैवर् स च चालकः अधुना पर्यन्तं फोन् न उत्थापयति तर्हि एवं यदि परिस्थिति भवति चेत् कथं चलति अहं तु आदौ बुक् कृतवती समये आगच्छति तु उक्तवती सर्वं तत्र अहं रेजिस्टर् अपि कारितवती किन्तु एकघण्टात्मकं अहम् अधुना अपेक्षमाना अस्मि अस्माकं कृते तु मन्दिरे समये गन्तव्यं किन्तु न गन्तुं पारयामः वयम् इति मन्ये तर्हि एकवारं मम कम्प्लेन् रेजिस्टर् कुर्वन्तु कृपया कारणं किम् अद्यत अहम् एकघण्टात्मकम् अत्रैव अपेक्षमाना अस्मि किन्तु यदि भविष्ये अपि भवतां पक्षतः एवंप्रकारेण चालकः कार्यं कुर्वन्ति चेत् ते फोन् न उत्थापयन्ति चेत् समये न आगच्छन्ति चेत् कथं चलति भो तर्हि एकवारं मम कम्प्लेन् रेजिस्टर् कुर्वन्तु धन्यवादः